आयुर्वेदे स्वास्थ्यस्य लक्षणानि भवन्ति समदोषः वातापित्तकपश्च समं स्यात् समाग्निश्च पा पाचनशक्तिः समं भवेत् आयुर्वेदे स्वास्थ्यस्य विशेषः भवति निरामयः रोगाणां नाशः बलं च सत्त्वं च शरीरेण मन्ये मनसा च बलं सत्त्वं च स्यात् दीर्घायुः आयुः दीर्घं भवेत् सुखमयं जीवितम् एवं स्वास्थ्यस्य लक्षणानि आयुर्वेदे प्रतिपादितं प्रतिपादितानि सन्ति मम गृहस्य पार्श्वे एखम् आयुर्वदे प्लेस् अस्ति तत्र एकं सिस्टर् अपि अस्ति तत्र मेडिसिन् अपि बहु तत्र बहूनां झा जनानाम् अग्रे आगतवन्तः तु आयुर्वेदस्य आदौ आयुर्वेदे स्वास्थ्यस्य विशेषः निरामयः रोगाणां नाशः बलं च सत्त्वं च शरीरेण मनसा च बलं सत्त्वं च स्यात् दीर्घासु आयुः दीर्घं भवेत् सुखमयं जीवितम् एवं स्वास्थ्यस्य लक्षणानि आयुर्वेदे प्रतिपादितं प्रतिपादितानि सन्ति